लेखने मम रुचिः वर्तते लेखने नैपुण्याय मया प्रतिवेदनं लिख्यते अर्थालङ्कारणां शब्दालङ्कराणां विन्यासः तस्मिन् प्रतिवेदने उपयुज्यते प्रायेण रसानुगुणं मे लेखः भवेत् इति मदीयः प्रयासः भवति एकं नायकं मत्वा एकं खलनायकं मत्वा तौ आधारीकृत्यैव प्रतिवेदनस्य संरचना क्रियते